अद्यकाले ट्विटर् फ़ेस्बुक् इन्स्टाग्राम् इत्यादीनि अतीवप्रसिद्धानि सन्ति एतेषु सामाजिकमाध्यमिकमाध्यममञ्चेषु सर्वाणि शुभानि अशुभानि वार्तानि प्राप्यन्ते अधुना सर्वे अस्मिन् मञ्चे मिलन्ति अतः अत्र नूतनवार्तां ज्ञातुं समयः न भवति अत्र क्रीडाः प्रसिद्धाः राजनैतिकवार्ताः ज्ञायन्ते अतः अहमपि एतेषु मञ्चेषु अस्मि अस्मिन् आधारे विश्वस्य वार्ताभिः अहम् अद्यतनः अस्मि मम परिवारे प्रायः सर्वे सामाजिकमाध्यमानाम् उपयोगं कुर्वन्ति तत्र गलाघोटस्य जोखिमः भवति परन्तु वयं सर्वे न्यूनतमस्य उपयोगं कर्तुं प्रयत्नशीलाः स्मः अधुना सर्वेषां दूरभाषाणां मोबैलत्वेन न्यू न्यूनातिन्यूनम् उपयोगः कठिनः अभा अभवत्